प्राचीनभारतस्य आयुर्वेदग्रन्थाः आरोग्यसम्बद्धतया वर्तन्ते आरोग्ये यदि अनानुकूल्यं दृश्यते तदा कथं तत् परिहरणीयम् इति प्राचीनभारते सहस्राधिकवर्षेभ्यः प्रागेव एकं प्रधानं शास्त्रं विद्यते तदेव आयुर्वेदशास्त्रम् आयुर्वेदशास्त्रे प्रमुखग्रन्थाः सन्ति प्राधान्यत्वेन चरकस्य चरकसंहिता शुश्रुतस्य शुश्रुतसंहिता वाग्भटस्य अट्टाङ्गहृदयम् इति तत्र प्राधान्येन स्वास्थ्यं कथं संरक्षणीयम् इति उक्तं तर्हि स्वस्थो नाम कः तत्रैव उक्तं स्वस्थाः कः इति समदोषः समाग्निश्च समधातुमलक्रियः प्रसन्नः आत्मेन्द्रियमनः स्वस्थः इति अभिधीयते इति स्वस्थस्य लक्षणं तत्र उक्तं समदोषः दोषाः भवन्ति तत्र तत् सम्यक् करणीयं वातपित्तकफादयः त्रिदोषाः अग्निः भवति देहे तत्रापि त्रयं भवति तस्य समत्वेन परिपालनं तद्वदेव विसर्जनक्रियापि सम्यक् भवेत् मलमूत्रादिकं तत् तद्वदेव प्रसन्नात्मेन्द्रियमनांसि आत्मनि मनसि सर्वत्रापि प्रसन्नत्वं भवेत् तादृशी स्थितिः यदा भवति अथवा यस्य भवति सः स्वस्थः इति कथ्यते सः स्वस्थो भवति एतेषां समानता एव स्वास्थ्यस्य रक्षणम् अतः सम्यक् परिपालनीयम् आरोग्यम्